नमस्ते तमिळ्नाडुराज्यस्य पारम्परिकः खेलः जल्लिकट्टु इति भवति एषा एका प्राचीना क्रीडा वर्तते तमिळ्नाडुराज्ये जनवरी मासस्य पोङ्गल् उत्सवात् परम् एषा क्रीडा भवति तमिळ्नाडुराज्यस्य गौरवः विषयः वर्तते अयम् अत्र वृषभाः भवन्ति ग्रामवासिनः एतस्यां स्पर्धायां भागं स्वीकुर्वन्ति वीराः वृषभान् नियन्त्रयितुं प्रयत्नं कुर्वन्ति वृषभाः वेगेन धावति वृषभाः वेगेन धावन्ति एते वीराः तान् वृषभान् नियन्त्रयितुम् प्रयत्नं कुर्वन्ति यः सफलः भवति सः जितः इति उद्घोषितः भवति एषः तु एकस्मिन् वर्षे एकवारम् उत्सवः एव मन्यते बहु पारंपरिकः विषयः प्राचीनः विषयः अयम् निरन्तरम् एषः भवतु इति चिन्तयामि